अहं नववर्षाणि यावत् नृत्यगृहं समाजिकनृत्यं च पाठयन् अस्मि तथा च विवाहस्य सज्जतां सज्जतां कुर्वन्तः दर्जन तर्जनशः दम्पतिः पठितवान् यदि शतं तः अधिकं न भवति तर्हि एतेषु वरवधुः पितापुत्री मातापुत्रः वरवधुः वा मातापितरं च अन्तर्भवन्ति स्म यदि भवान् विवाहे घटमानानां विशेषनृत्यानां मध्ये एकस्य विषये ददाति वदति तर्हि प्रथमं गीतं चिनु चिनु ततः भवन्तः मिलित्वा यत् नृत्यं कुर्वन्ति तत् तस्य गीतस्य त्वदिनम् आधारितं भविष्यसि भविष्यति अत्यन्तं लोकप्रियाः सन्ति प्रथमनृत्यं विवाहे विवाहसत्कार्ये भवन्ति पारम्परिकं नृत्यं निर्दिशति निर्दिशति यत्र व वरवध्वोः प्रियं गीतं सज्जतां कृत्वा नर्त्यभूमौ एकरूपेण एकत्र गच्छन्ति प्रथमनृत्यस्य सज्जतायै बालरूपनृत्यपाठं गृहीतं लोकप्रियपरम्परा अभवत् अनेकेषां द दम्पतीनृत्यभूमौ भ्रमणं कर्तुं सह सहाय्यं कृतं तथा च अटपटि आटपटि रूपेण च दृश्यन्ते एतत् अत्यन्तं कृतः तत्र कोपि सम्यक् अथवा अय् अयोग्यप्रारूपः नास्ति परन्तु अस्माकं ग्राहकम् गृहकः ये पाठं गृहीतवन्तः ते प्रथमानुसृत्य कृते सज्जाः यदि अनुभवन्ति तथा न सामान्यतया एकत्र नूतनशब्दस्य उपायं कार्यं कुर्वन्तः महत् समयं यापयन्ति प्रथमनृत्यस्य कृते बालरोमनृत्यं सम सामाजिकनृत्यं च महति स संरचना भवितुम् अर्हति केचन लोकप्रियाय प्रियाः नृत्यशैल्या शैल्याः सन्ति यथा सम्प् रुम्बा नैट् क्लब् स्टेप् च स्विङ्ग् फ़ेक्ट् फ़ास्ट् ओट् अवान्टेज्स् साल्स् सल्सा च बहुसङ्ख्याः नम्बतयाः सज्जताया ब सः सहायतार्थं निजेन नृत्यपन्थ पाठनम् उपयोगं कुर्वन्ति आत्मीयं परिवेशम् एकैकं नृत्येशं च शिक्षणं मजेयं करोति अस्माकं नृत्यगृहस्य छात्राः ये निज निजपाठं गृह्णन्ति ते ऐ एकैकस्य ध्यानस्य कारणेन शीघ्रतमं शिक्षन्ति